आम् एकदा अहं राजस्थानस्य डूङ्गर्पुरप्रान्ते यात्रा कृतवान् तदा तत्र बहूनि समस्याः आगता अहं रेल् यानेन तत्र गतवान् तदा प्रमुखसमस्या आसीत् जलस्य तत्र पानयोग्यजलं नास्ति इति जले लवणता अत्यधिकं वर्तते यदा भोजनकाले अपि पिपासायाः निवारणं न भवति तत्र अतः तत्र जलस्य विशेषसमस्याः मम समक्षे आगता अन्यत् तत्र भोजनादिव्यवस्था अपि सम्यक् नास्ति भोजने क्षेत्रीयविशेषे ये पक्वान्ननिर्माणं भवति ते एव तत्र सन्ति अतः भोजने समस्या आसीत् शौचालयव्यवस्था आसीत् परन्तु शौचालयानां सम्यक् स्वच्छता नास्ति अत्यधिकं दुर्गन्धः आसीत् अतः डूङ्गर्पुरप्रान्तस्य यात्रा सम्यक् नासीत् मम धन्यवादः